हरि ओम् स्विग्गि महोदय कुत्र अस्ति भवान् बी सि एम् मूसीं प्राप्तवान् इति मार्गसूची दर्शयत् अस्ति तत भवान् वाममार्गं स्वीकृत्य साक्षात् आगच्छतु तदा भवान् मम गृहं शीघ्रं प्राप्तुं शक्नोति